हरि ओम् नमस्ते इदं कीर्ती रेसिडेन्षियल् अस्ति वा

वयं पञ्चजनाः स्मः अतः एकं समीचीनं रूम् अपेक्षितम्

न डबल् बेड् रूम् वर्तते चेत् तदेव अलं पुनः वृद्धाः सन्ति अतः क्वचित् फस्ट् फ्लोर् मध्येव क्वचित् प्राप्यते चेत् उत्तमम् इति भाति एवं प्राप्यते वा आम् आम् आम् आम् आम् आम् हा हा हा ह धनं कति भवति हा हा हा हा हा पुनः अत्र आफर् किमपि वर्तते वा ओ हो मया अपि श्रुत्वा एव आगतं वस्तुतः समीचीनतया व्यवस्था क्रियते इति अतः एवम् एवम् एवं तदपि द्विसहस्रे एव अन्तर्भवति वा हा हा हा पुनश्च अत्र उष्णजलं प्राप्यते खलु स्नातुं यतो हि शैत्यकालः खिल

तस्य स्पेषल् टैमिङ्ग्स् इति वर्तते वा उत सर्वदा अपि आगच्छति वा हा हा हा हो हो हो एवम् एवम् एवम् एवम् पुनश्च बालानां कृते क्रीडास्थानमित्यादिकं वर्तते वा अत्र हा हा एवम् एवम् हा हा हा ओ ओ सम्यक् सम्यक् सम्यक् पुनः तस्य योगासनपाठनकाले अन्यद् फीस् पे कर्तव्यं भवति इति भाति